अस्माकं प्रदेशे सांस्कृतिकक्रीडा इत्युक्ते तत्र खम्बला इति भवति कम्बला इत्युक्ते इदानीं तत्र भाषायां खेसरगद्देवोटा इति कथ्यन्ते खेसरगद्देवोटरलि तत्र महीषाः द्वौ महीषौ भवतः तत्र इदानीं तत्र किं भवति एकत्र इदं संस्थाप्य तत्र एकः महीषोर्मध्ये मध्ये स्थापयित्वा दण्डं तत्र स्वीकृत्य तत्र केसरगद्देमध्ये धावयति तत्र ये यौ महीषौ इदानीम् अग्रे गच्छतः तौ इदानीन्तत्र तासु क्रीडासु विजेता भवति इति उच्यते तत्र अस्माकं तत्र केवलं प्रादेशानुगुणं तद्भवति देशस्य सर्व समग्रे अपि इदानीम् एतत् न भवति केषुचित् तु एव स्थलेषु इयं क्रीडा भवति तत्तु सांस्कृतिकक्रीडा इति वक्तुं न शक्यते अन्याः क्रीडाः तत्र विरलाः भवन्ति इति वक्तुं शक्यते तावदेव